मम मनसि बेङ्किङ्ग् विषये सर्वदा अवधातव्याः पूर्वसज्जताः एते विषयाः सन्ति प्रथमम् अस्ति बेङ्क् पास्बुक् तत् पुस्तकम् अहं सर्वदा मम समीपे स्थापयामि रक्षामि च यतो हि तस्मिन् पुस्तके मम धनव्यवस्थायाः सम्पूर्णाः विषयाः दृश्यन्ते उपलभ्यन्ते च पुनः पास्वर्ड् नाम गौप्यः निगूहनं तानि अपि अहम् अन्येभ्यः सह न वदामि मनसि एव रक्षामि अन्यच्च अस्ति मोबैल् आप्लिकेशन् द्वारा धनम् आयव्ययव्यवस्था यदस्ति उदाहरणार्थं गूगल् पे इत्यादिकं तेषाम् अपि सङ्ख्या एम् पिन् इति उच्यते मास्टर् पिन् तदपि अहम् अन्येभ्यः न ददामि स्वयं रक्षामि तथा इण्टर्नेट् बेङ्किङ्ग् चक्बुक् एवम् एतानि सर्वाण्यपि अहं रक्षामि अन्येभ्यः न दास्यामि यतो हि बहु कान्फ़िडेन्शियल् भविष्यति नमः